अस्माकं क्षेत्रे प्रमुखवाणिज्य कृषिः पूगवनं तस्य अपेक्षया उपसस्यम् अनेकं भवति तत्र नारिकेलवृक्षम् एकम् अनन्तरं अनन्तरं कदलीफलस्य वृक्षं एकं तत् पूगवनस्य पूगवनं बहुविशालं भवति तस्य मध्ये मध्ये स्थापयति तत् यदि पूगवनस्य वनं जलं ददामः किल तज्जलं जलम् एव उपसस्यम् अपि पिबति तदपि अस्माकं बहू अधिकं फलं ददाति तत् बहुमधुरमपि भवति अतः वयं वाणिज्य वृक्षस्य मध्ये मध्ये उपसस्यम् अपि वयं वयम् अस्माकं ग्राम् अस्माकं क्षेत्रे स्थापयति अनन्तरं